अहं भविष्यति सीवनस्य तन्त्रं शिक्षितुम् इच्छामि मह्यं यद्यपि निचोलसीवनं कष्टकरम् इति भाति तथापि सीवनानन्तरं तस्य विन्यासः यः दृश्यते तत् दृष्ट्वा महान् सन्तोषः अनुभूयते मया अतः तत् अन्येभ्यः पाठयितुम् इच्छामि तत्र ग्रीवाभागे अन्यानि विन्यासाः अपि पाठनीयाः इति मया चिन्त्यते अपि च मह्यम् एका अनुजा वर्तते सा अपि बहु सम्यक् सीवयति ताम् अपि मया सह योजयित्वा अन्येभ्यः पाठनम् आरभामि अन्ये यदि अन्यान्यविन्यासान् पाठयन्ति तदपि अहं पठामि पठित्वा अन्येभ्यः पाठयामि अन्वेषणं पठनम् इत्यादिकं कृत्वा अन्येभ्यः नूतनविन्यासान् पाठयामि इति चिन्तितवती अस्मि